अस्माकं प्रदेशे अत्र तु बहुवर्षा बहु भवति तदर्थम् अत्र तु तण्डुलाः तण्डुलाः बहु आरोप्यन्ते कृषिक्षेत्रे तदर्थम् अस्मिन् ऋतुषु वर्षाकाले तण्डुलः तण्डुलस्य न कृषिवलाः कृषिकर्मकाराः कृषिं कुर्वन्ति तथा अन्य अन्यकाले यदा वर्षा न्यूनं भवति चेत् तत्कालीनः एकः मेक्केजोळा इति वदन्ति तत् कृषिकार्यं कुर्वन्ति इदानीं तण्डुलस्य तु सर्वेषाम् उपयोगः भवति तथा अन्य अन्यकृषिकाले यदि वर्षा न्यूना चेत् तथा मेक्केजोळा इत्यादिकं रोहन्तिं तथा अपि न्यूनं चेत् अधिकं वर्षं चेत् अत्र तु क्रमुकस्य अडिकेकृषिः बहु प्रख्यातः तदर्थमिति बहुवर्षा यदि आगच्छति चेत् तद् अडिकेकृषिः जनैः जनैः क्रियते तत्र सर्वत्र व्यापारः इत्यपि उद्धकम् अस्ति इति इदानीम् अडिकेस्य बहुमौल्यमस्ति तदर्थं जनाः अधिकतया अडिके एव कुर्वन्ति अन्यमपि इत्युक्ते कदलीफलस्य कदलीफलमपि इदानीं कृषिजलस् कृषेः वर्षस्य आवश्यकं नास्ति यतः स्वकीय स्वक्षेत्रे एव एत् बोरवेल् इति एव निधाय यावत् जलं आवश्यकं तावत् एव न स्वीकृत्य कृषिं न कुर्वन्ति तदर्थं कृषिः अस्य उपयोगः न जलस्य कृते तदापि बोरवेल् इति मुखान्तरेणापि भवति